द्वाविंशतिदिनाङ्कः जून् मासः त्रयोविंशत्यधिकद्विसहस्रं त्रयोदशः दिनाङ्कः नवेम्बर् मासः षण्णवत्यधिकनवशताधिक एकसहस्रं सप्तविंशतिदिनाङ्कः डिसेम्बर् मासः नवदशाधिकद्विसहस्रं पञ्चविंशतिदिनाङ्कः जुलै मासः दशाधिकद्विसहस्रं पञ्चमदिनाङ्कः मे मासः पञ्चाधिकद्विसहस्रम् च चतुर्थदिनाङ्कः मे मासः षडधिकद्विसहस्रम्